चारणार्थं मह्यम् इष्टतमः भूविन्यासः पर्वतः वनानि तटीयप्रदेशाः सर्वे अपि हिमावृतपर्वतेषु अथवा वनेषु अटनं पर्यटनं मह्यं बहु रोचते पर्वस्थानेषु आरोहणम् अवरोहणं बहुविशेषरूपेण भवति वनेषु अपि अटनं बहु इच्छामि यतोहि वने यदि अटामः तर्हि भिन्नभिन्नसस्यानां परिचयः भवति अतः अहं यदि वनेषु गच्छामि तर्हि आधिक्येन मम मित् मित्रं नयामि यतोहि सा तु आयुर्वेदवैद्या इत्यस्मात् तां नयामि सा तु सस्यविशेषान् ज्ञापयित्वा इदम् एतदर्थम् उपयोगाय भवति इति सर्वदा मां ज्ञापयति अतः वनेषु यदि पर्यटनं करोमि अवश्यम् अहं तया सह एव गमिष्यामि तटीयप्रदेशाः अपि मह्यं बहु रोचन्ते तटस्य पार्श्वे अहम् अर्थात् समुद्रस्य तटे अहं बहुदूरं यावत् पद्भ्यां गन्तुम् इच्छामि तत्र मह्यं महान् प्रमोदः प्राप्यते तथा च तटीयप्रदेशेषु अहं सूर्योदयं सूर्यास्तं च द्रष्टुं बहु इच्छामि हिमावृतपर्वतान् अपि बहु इच्छामि यचोहि तत्रत्य सूर्योदयः बहुरमणीयः भवति यतोहि सूर्यस्य प्रथमकिरणाः यदा हिमावृतपर्वतेषु पतन्ति तर्हि ते पर्वताः स्वर्णपर्वताः इव दृश्यन्ते तस्मात् मह्यं पर्वतप्रदेशेषु पर्यटनं बहु रोचते